गतदिने स्वेट्टर् क्रीतवान् वस्तुतः स्वेट्टर् इत्युक्ते तस्य कार्यं किमिति शैत्यात् रक्षणं करणीयं अहं गृहमानीय पश्यामि चेत् बहुत्र रन्द्राणि स्वेट्टर् अपेक्षितं कार्यं न करोति मम धनं नष्टं जातं तदेव किं कुर्मः परिशील्य क्रेतव्यं इति इतः परं वयं चिन्तयामः